वेदाङ्गानाम् अध्ययनं वेदाध्ययनात् कथं भिन्नम् इति प्रश्नम् अत्र वेदम् अनन्तरं वेदाङ्गः बहु भिन्नं भवति वेदं पठनार्थं शप्तवर्षम् आवश्यकं भवति एकं वेदं पठनार्थं वेदाङ्गं पठनार्थम् एकवेदाङ्गपठनार्थं चत्वारि वर्षं पर्याप्तं भवति वेदं चत्वारः भवन्ति ऋग्वेदः यजुर्वेदः सामवेदः अथर्वेवेदः शिक्षा वेदाङ्गानि षट् भवन्ति शिक्षा कल्पः व्याकरणं ज्योतिषं छन्दः निरुक्तम् अत्र वेदं मध्ये स्वरम् आवश्यकं भवति वेदाङ्गं मध्ये स्वरम् आवश्यकं न भवति वेदः वेदः पठनार्थं वेदं पठनार्थं शि शिक्षायाः अपि आवश्यकं भवति किमर्थं चेत् वेदं कथं पठ कथं पठनीयं केन प्रकारेण पठनीयं तत्र शिक्षां मध्ये दत्तं वर्तते यथा शुक्लयजुर्वेदमध्ये याज्ञवल्क्यशिक्षा इति वर्तते तत् शिक्षां मध्ये वेदं कथं पठनीयं वेदपठनार्थं व्यक्तिविशेषः कथं भवितव्यं तत्र याज्ञवल्क्यशिक्षां मध्ये दत्तम् अस्ति एतत् याज्ञवल्क्यशिक्षा शुक्लयजुवेदस्य अस्ति अनेन वेदं पठनार्थं हस्तस्वरम् आवश्यकं भवति शुक्लयजुर्वेदपठनार्थं हस्तेन स्वरं दीयते शिक्षां मध्ये श्लोकं भवन्ति एतदेव वेदाध्ययनात् वेदाङ्गानि वे वेदाङ्गानाम् अध्ययनम् अध्ययनार्थं वेदाध्ययनात् कथं भिन्नम् एतदेव अस्ति